मम राज्ये यक्षगानम् इति नामकम् एका कला वर्तते यक्षगानम् एका क्रीडा इति सर्वे जनाः मन्यन्ते एषा कला आरात्रौ प्र प्रचाल्यमाना कला वर्तते यक्षगाने वेषभूषणं रङ्गस्थलं भागवतम् अभिनयः वार्तालापकौशल्यं नृत्यं च बहु मुख्यतया अपेक्षते यक्षगाने प्रकारद्वयं वर्तते मूडरपाय तथा च पडुवलपाय इति विङ्गडनं कृतम् अस्ति एवं च प्राचीनकाले रचितकाव्येषु अपि यक्षगानम् इति पदं दृश्यते एतस्य यक्षगानस्य प्रारम्भः त्रयोदश त्रयोदशशताब्धौ नरहरितीर्थः इति ऋषिः उडुपिप्रान्ते दशावतारः इति प्रदर्शनम् आरब्धवान् एवं च यक्षगाने वयं सर्वे मनोरञ्जनं पश्यामः मनोरञ्जनं दत्वा सर्वेषाम् आनन्दम् ते सर्वेषां कृते आनन्दम् जनयन्ति अतः यक्षगानम् इति प्रसिद्धा प्रसिद्धा कला वर्तते अत्र एतत् यक्षगानम् अ आरात्रौ क्रियमाणा कला वर्तते अतः अभिनयकाराः अपि आरात्रौ महता प्रयत्नेन एतद् यक्षगानं कृत् कुर्वन्ति पुनः महता सन्तोषेण सर्वे जनाः अपि एतद् यक्षगानं पश्यन्ति एतत्तु प्रायः च प्रायशः एतद् यक्षगानं यद् वर्तते एतत्तु ग्रामे भवन्ति न तु नगरेषु बहु न भवन्ति अतः एतद् यक्षगानम् ग्रामे एव बहु प्रसिद्धं वर्तते इति वक्तुं शक्नुमः ग्रामे एतादृशयः कलाः बहु भवन्ति अतः मम राज्ये तथा च राज्ये तु मम ग्रामे एतत् कला बहु वर्तते यक्षगाने अहम् कीचकवधम् इति यक्षगानं बहु इच्छामि किमर्थम् इति चेत् एतत् तु बहु रोमाञ्चकारी यक्षगानं वर्तते अत्र तु कीचकस्य वधं कुर्वन्ति अतः कीचकः एतादृशी यक्षगानकला यक्षगानम् इति कला यद् वर्तते एतादृश्यां कलायाम् वयं पुराणानाम् अथवा इतिहास कथानाम् एवं च वयं महाभारतकथानां पुनः रामायणकथा एतादृशी कथा कथा किं वर्तते एतस्य सं सम्पूर्णम् अर्थं किं वर्तते एतद् कथा कथं वर्तते इत्यस्मिन् विषये सम्यक्तया ज्ञातुं शक्यते अतः एतत्तु अस्माकं जीवने अस्माकं पठने च बहु मुख्यतया वयम् अपेक्षते अस्माकं कृते अपेक्षते इति वक्तुं शक्नुमः अतः एतत्तु बहु मुख्यतया वयं परिगणनं परिगणनं कुर्मः किमर्थम् इति चेत् एतादृशी कला वयं यदा यदा वयं पश्यामः तदा तदा सर्वदा अस्माकं मनोरञ्जनमपि भवति अस्माकं कृते एतत्तु एकं मार्गदर्शनमपि करोति किं मार्गदर्शनं करोति इति चेत् प्राचीनकथा कथायां मार्गदर्शनं करोति पुनः पुराणम् इतिहासानां मार्गदर्शनं च करोति एवं रीत्या बहुविधरीत्या एतत्तु मार्गदर्शनं करोति अतः यक्षगानम् इति बहु प्रसिद्धं तथा च मुख्यमङ्गं वर्तते इति वक्तुम् इच्छामि